मनसः उल्लासार्थं मम प्रदेशे बह्व्यः व्यवस्थाः सर्वकारेण कल्पिताः वर्तन्ते एवञ्च मम प्रदेशे चलच्चित्रं म तस्य मन्दिरं च वर्तते बहवः मन्दिराः वर्तन्ते इत्यस्मात् कारणात् मम प्रदेशे तु सर्वे सर्वाः जनाः चलच्चित्रं पश्यन्ति एवञ्च मम ग्रामात् बहवः ये नाटकं कुर्वन्ति ते च चलच्चित्रादिषु भागाः ऊढाः वर्तन्ते एवञ्च क्रीडाङ्गणं तु बहूनि वर्तन्ते तस्मात् बालकानां हृदयोल्लासः भविष्यति एवञ्च उद्यानं वर्तते अतः देशेषु विदेशेषु च जनाः इच्छु कामाः द्रष्टुम् आगच्छन्ति तथा च कुत्र कुत्र शुल्कः देयः इति चेत् चित्रमन्दिरेषु तु कीदृशं चित्रमागच्छति इति चिन्तयित्वा धनं दातव्यं भवति परन्तु क्रीडाङ्गणादिषु तु यत्र क्रीडायाः बहवः जनाः आगत्य पश्यन्ति तादृश तादृशक्रीडासु धनं दातव्यं भवति परन्तु सर्वे सामान्येन जनाः यत्र क्रीडन्ति तत्र तु निशुल्कतया एव क्रीडा द्रष्टुं शक्यते एवञ्च उद्यानं वर्तते उद्यानं तत्र तु विदेशेषु च जनाः आगच्छन्ति इत्यतः धनं दातव्यं भवति तेषु तेषु देशेषु कीदृशधनव्यवस्था वर्तते तादृशधनव्यवस्थया एव अत्र धनं दातुं शक्यते